मम प्रदेशः हरियाणाप्रदेशः तत्र आधिक्येन जना धौति कुर्ता पुनः शिरसि धरन्ति तस्य नाम खण्डवा इति परन्तु हा इदानीं तादृशं धरणं पुनः मम अत्र योगाकरणम् इदं सर्वं सम्भवस्तु न वर्तते अतः कदाचित् चिशेषकाकार्यक्रमः वर्तते तत्र एवं काचित् साम्प्रदायिकी भूषा ध्रियते परन्तु आधिक्येन सामान्यं वस्त्रं यच्च टीशर्ट् पुनः युतकं पुनः उरुकं ध्रियते पुनः महिलानां घागरा कमीज़् इति अस्ति तदपि वि केवलं विशेषकार्यक्रमेषु ध्रियते आधिक्येन जनाः इदानीं यत् आधुनिकं वस्त्रं तस्मिन्नेव दृश्यन्ते